ग्रामीणक्षेत्रेषु कृषकस्य समक्षं बह्व्यः समस्याः तु भवन्ति एव तासु समस्यासु एका समस्या वर्तते यत् यदा सः कृषिकार्यं करोति अनन्तरम् अकस्मादेव वर्षा कदाचिज्जायते अतः तया वर्षया तस्य यद् भवति धान्यम् इत्यादिकं तत् सर्वं विनश्यति इति